अधुना काले संस्कृतभाषायाः समस्याः बह्व्यः सन्ति यतः संस्कृतभाषायाः अन्यया भाषया सह तुलना क्रियते अयमपि दोषाय अथवा अयमपि समस्या विशेषः इति परिगण्यते यतः संस्कृतभाषायाः केवलभाषात्वेन ग्रहणम् अयुक्तम् अतः तथा ग्रहणम् दोषः भाषायाः संवर्धने इदानीम् यस्य अध्ययनेन अथ संस्कृतभाषायां प्रावीण्यं यः प्राप्नोति सः सर्वत्र विषयेषु अपि प्रावीण्यं प्राप्तुमर्हति इति ज्ञानं नास्ति अतः संस्कृतभाषायाः अध्ययने प्रवृत्तिमन्तः न्यूनाः सन्ति तदपि समस्यात्वेन परिगणयितुं शक्यते एवम् अन्यत्र अध्ययनार्थं कदाचित् इच्छा भवति किन्तु सर्वकारीयव्यवस्थासु अध्ययनार्थमवकाशो न भवति इदानीं तत्र अस्माकं शिरसिविभागे प्रायः बह्व्यः प्रौढशालाः सन्ति यत्र छात्राः अपि इच्छन्ति किन्तु तदर्थमवकाशः सर्वकारेण न दत्तः अतः कदाचित् संस्कृतभाषायाः अध्ययने आसक्तियुक्ताः अपि छात्राः न प्रवृत्तिमर्हन्ति इति कृत्वा तत्रापि क्लेशः अस्ति इदमपि परम्परया तत्र संस्कृतभाषायाः समस्या अस्ति यतः तत्र छात्राः नैव प्रवर्तन्ते इति यथा गणितादिविषयेषु आरम्भतः एव अध्ययनक्रमः अस्ति सः क्रमः संस्कृतभाषायां नास्ति भारते कदाचित् अन्यत्र देशेषु इदानीं ऐर्लाण्ड्मध्ये वा अथवा इङ्ग्लेण्ड्मध्ये वा आरम्भतः अथवा पञ्चमकक्ष्यातः पञ्चमीकक्षा या वर्तते ततः एव आरभ्य सर्वेषां संस्कृतभाषायाः अध्ययनमनिवार्यमस्ति संस्कृतस्य अध्ययनम् एतादृशं कदाचित् भारते न सम्भवति अयमपि क्लेशः एवं संस्कृतमित्युक्तौ इदं केषाञ्चन एव इति कदाचित् भ्रान्तिरस्ति सा भ्रान्तिरपि दोषाय अथवा समस्याय समस्यायै यतः संस्कृतभाषा इत्यनेन ओः इदं केवलं तत्र ब्राह्मणजाते जात्यामन्तर्भूताः ये तेषामेव इति लोके प्रथा कदाचित् दृश्यते नास्ति इति न अतः अज्ञानं तत्र प्रमाणम् अतः कदाचित् महाभाष्यकारः अजेर् व्यघञपोः इत्यत्र सूतस्य एवं वैयाकरणस्य च मध्ये सम्भाषणं चलति इति तत् उदाहरणत्वेन ददाति सूतः आह वैयाकरणः आह इति उभायोः उभयोरपि संस्कृतभाषायामेव सम्भाषणं चलति एवमासीत् लोके एवं तत्र स्त्रियः अपि भाषन्ते स्म एतद् अध्ययनं कुर्वन्ति स्म इति महाभाष्ये एवम् अन्यत्रापि बहुत्र उदाहरणानि लभ्यन्ते इदं ते नाङ्गीकुर्वन्ति इदन्नेव पश्यन्ति च केवलं यत्र समाजस्य विघटनं भवितुमर्हति तानेव अंशान् स्वीकृत्य तत्रैव बहु यत् तेषामपि बुद्धिं योजयित्वा ते कथयन्ति तथा कथिताः तत् तथा बुद्धिमन्तः इति लोके कदाचित् ये जेगीयन्ते तादृशाः तत्र प्रवृत्ताः सन्ति किन्तु इदं सर्वं संस्कृताय समस्याभूताः भवन्ति अतः संस्कृते किमस्ति इति अज्ञात्वा संस्कृतस्य निन्दां कुर्वाणाः अपि लोके सन्ति अतः जातिव्यवस्थामाश्रित्य अन्यत्र विद्यमाना इदमस्माकं न इति बुद्ध्यापि प्रवर्तन्ते तत्र किमस्ति किमर्थं ज्ञातव्यम् इति दूरे तत् केवलमादावेव तत्र प्रतिबन्धकत्वेन ते एतादृशं गृह्णन्ति इति लोके बह्व्यः समस्याः तत् संस्कृतभाषायाः उपरि एताः समस्याः पतन्ती इति वक्तव्यम्